त्रयोविंशत्यधिक द्विसहस्रतमवर्षस्य सेप्टेम्बर्मासस्य त्रिंशद्दिनाङ्कः द्विनवत्यधिकनवसप्तत्तरः एकसहस्रतमवर्षस्य जुलैमासस्य द्वादशदिनाङ्कः षण्णवत्यधिक नवशतोत्तर एकसहस्रवर्षस्य आगष्ट्मासस्य पञ्चविंशतिः दिनाङ्कः द्विनवत्यधिकनवशतोत्तर एकसहस्रवर्षस्य अक्टोबर्मासस्य चतुर्थदिनाङ्कः त्रयोविंशत्यधिकद्विसहस्रतमवर्षस्य नवेम्बर्मासस्य चतुर्विंशतिदिनाङ्कः